मम प्रदेशे गा ग्रामीणमहिलानां शिक्षणे पुनः उद्योगे च सहायं कर्तुं बहु जनाः सन्ति अत्र ग्रामीणजनमहिलानां उद्योगार्थं ते एव स्वयं सेवकसङ्घाः कृत्वा धनसहायं स्वीकुर्वन्ति पुनः धर्मस्थल स्त्रीधर्मस्थलसङ्घाः पुनः स्वयं सेवकसङ्घाः लायनस् क्लब् सङ् लायनस् क्लब् ते अपि उद्योगार्थं बहु सहायं कुर्वन्ति पुनः महिलानां शिक्षणविषये अपि धनसहायं कुर्वन्ति पुनः सर्कारतः बालशिशु प्रति शिक्षणार्थं धनसहायम् अपि मिलति